अहम् सीवनस्य तन्त्रम् शिक्षितुम् अहं बहु इच्छामि अहं मम गृहे एव वर्गाः चालयामि सप्ताहे वर्गद्वयं भवति घण्टाद्वयं भवति वर्गः अधनिकः अस्ति चेत् अहम् उचितरूपेण शिक्षितुम् अहम् इच्छामि

न्यूनं धनमेव स्वीकरोमि मम कृते सीवनयन्त्राणि अपि सन्ति अतः चिन्तां विना ते वर्गम् आगत्य शिक्षणम् अ ते प्राप्तव्यम्